महाभारतस्य एककर्तृकत्वविषये महान् विवादः आधुनिकेषु वर्तते इति श्रूयते अत्र विवादं कर्तुं किं वा अस्ति किमर्थम् इत्युक्तौ यदा व्यासेन महाभारतं प्रणीतं तत्तु सः कालः तु द्वापरयुगः तस्मिन् काले तस्मिन् काले इति न सर्वस्मिन् काले दैवानुग्रहात् असाध्यमपि साधयितुं शक्यते तत्तु व्यासमुनिः व्यासमहर्षिः अवतारपुरुषः वर्तते अतः तेषाम् अवतारः एव एवं महाभारतस्य रचनं वेदस्य विभजनम् इति अस्ति चेत् कः वा तत् न कर्तुं शक्यते